अस्माकङ्ग्रामेषु कन्दुकेन आधिक्येन क्रीडाः भविष्यन्ति कदाचित् फ़ुट् बाल् क्रीड्यते कदाचित् क्रिकेट् क्रीड्यते कदाचित् गिलीडण्डा क्रीड्यते कदाचित् लगोरि क्रीड्यते जनैः अत्र जनाः सामान्येन वेष्टीं धृत्वा एव क्रीडन्ति सहेव अस्माकं ग्रामस्य विषयः अस्माकं कश्चन् मैदानः विद्यते यत्र च सर्वे बालाः क्रीडन्ति तत्र तत्र व्यवस्था इत्युक्ते तत्र गोल् पोस्ट् विद्यते द्वयं तत् तन्मध्ये एव आधिक्येन जनाः क्रीडन्ति इति अतीव प्राचीनकालात् प्रवृत्तिः अत्र